एवं भारते वास्तुशास्त्रं शिल्पशास्त्रम् इति भेदः अस्ति एव यथार्थमेव अस् यथार्थतया एव अस्ति गृहनिर्माणं कथं कर्तव्यं गृहे शयनप्रकोष्ठः देवपूजाप्रकोष्ठः पुनः पाकशाला पुनः शौचालयः कुत्र कुत्र भवेत् कस्मिन् स्थाने भवेत् द्वारं कुत्र भवेत् अथवा वातायनं कुत्र भवेत् कथं तत्र गृहस्य प्रवेशद्वारः कुत्र भवेत् इति वास्तुशास्त्रे अस्ति पुनः शालानिर्माणं भवननिर्माणम् एतत् सर्वं वास्तुशास्त्रे भवति किन्तु शिल्पशास्त्रे तथा नास्ति देवालये मूर्तिनिर्माणं कथं कर्तव्यं भग्नः भवति चेत् नाम मूर्तिः मूर्तिः भग्नः भवति चेत् पूजां कर्तुं शक्यते वा अथवा पूजाकरणं वरं वा इति वा शिल्पशास्त्रे अस्ति